महोदय मया तन्सुख् होटेल् इतः कचौरी इति स्वीकर्तुम् आवेदितम् परन्तु तन्निरस्तम् अतः अहं तदर्थं दत्तं धनं पुनः वाञ्छामि परन्तु तद्धनं मम वित्तकोशस्य मध्ये आगच्छतु न तु साक्षात् यतोहि अहं दिवसत्रयाय नगरात् बहिर्गमिष्यामि अतः अहं भवतः वाट्सप् सम्पर्के मम यू पी ऐ सूचनां प्रेषयामि तत्र धनं प्रेषयित्वा स्क्रीन्शाट् चित्रमेकं प्रेषयतु इति सादरं प्रार्थये